हरिः ओं नमस्ते नमो नमः

हा अस्तु अस्तु हा

परन्तु एवं तु न भवितुम् अर्हति किमस्ति अहं यदा तु तत्र तत्र यद् दत्तवान् परन्तु तत्र तत्र भवतु तत् सम्यक् आसीत् तर्हि हां परन्तु अहं यदा तु अहम् अहं तत्र डेलिवरि तत्र तत्र दत्तवान् परं तस्मात् भवतः कोपि मित्रम् आसीद् अन्यः कोपि आसीत् सः तु तत्र सिग्नेचर् कृत्वा सर्वं कृत्वा या तद् तस्य हस्ते तु अहं तु स्थापितवान् एतत् अस्तु भवान् पूर्वं एककार्यं करोतु तत्र एकवारं पुनः सम्यक्तया पश्यन्तु तत्र सम्यगस्ति वा नास्ति एकवारं पश्यन्तु एकवारं पश्यन्तु सम्यक् अस्तु महोदय अस्तु मह तद् तत् तर्हि हा हा हा तदेव हा तदेव महोदय ए एककार्यं कुर्वन्तु तर्हि हा हा हां हा अस्तु तर्हि एकं कार्यं कुर्वन्तु तत्र काम्प्लेण्ट् कुर्वन्तु काम्प्लेण्ट् कुर्वन्तु तर्हि चेत् भवतः तु धनं वा नू नूतनं वस्तु तु पुनः तु प्राप्तुं शक्यं काम्प्लेण्ट् कुर्वन्तु हा अस्तु अस्तु अस्तु आमाम् अस्ति अस्ति तत्र आन्लैन् मध्ये गत्वा आन्लैन् मध्ये गत्वा तत्र काम्प्लेण्ट् करोतु तत्र तत् वेब्सैट् मध्ये वा कुत्रापि गत्वा

आमामामां हा तद् तत् तत्र आप्षन् अस्ति हा तद् तत्र आप्षन् अस्ति तत्र विकल्पः अस्ति तत्र विकल्प मध्ये तत्र आप्षन् स्थापयतु आप्षन् मध्ये अस्ति आं हा अस्ति अस्ति अस्ति अस्ति तद् अस्तु

आमामामामामाम् आमामाम् आमाम् आं यत् तत् तत्र तत्र प्रायः अद्य तर्हि श्वः तु बा विक्रमः हरति श्वः श्वः तत् हा हा श्वः भवितुमर्हति

अस्तु अस्तु महोदय अस्तु अस्तु अस्तु धन्यवादः महोदय अस्तु अस्तु महोदय